नमो नमः महोदय अहं इदानीं समये पुस्तक पुस्तकदातुं तत्र आगच्छतु आगस् आगन्तुं शक्नोमि वा आं पुस्कालये पुस्तकालयः एकः पुस्तक अहं परिक्षासमये स्वीकृतवान् तत् अर्पणीयं वर्तते अहं कक्षा तु शास्त्री कक्षायाम् अस्मि अहं पुस्तकं तु परिक्षात् पूर्वं स्वीकृतवान् किन्तु तत्समये किं जातम यत् परिक्षानन्तरं ज्वरेन पीडितः आस आसम् अहं तर्हि महोदय कि पुस्तकं तु अर्पणीयमेव कति तेन कियती विलम्बशुल्कः तत्र देयं

महोदय एतत्तु अहं न दातुं शक्नुमः एतत् केवलं शक्नोमि अहं केवल छात्रः अस्मि एतद् धनं अहं कुतः आनयामि किञ्चित् न्यूनं कृत्वा दण्डः इति यदि भविष्यति चेत् महोदय यदि कोपि उचितमार्गम् अन्यं वर्तते तर्हि मम बोधयतु अहं करिष्यामि अहमत्रैव निवसामि जैपुरे एव विलम्बः अहं परीक्षानन्तरं ज्वरेण पीडितः आसम् एतस्मात् कारणात् पूर्वमेव वि उक्तं मम पितः तु कृषि अस्ति अस्तु महोदय एतत् एतत्सर्वमहं

अस्तु महोदय अहं श्व अहं श्व एव एतत् सर्वं करिष्यामि किन्तु किञ्चित् यदि भविष्यति चेत् भवान्

आं महोदय अहं करिष्यामि आमामां अहं करिष्यामि अस्तु धन्यवादः महोदय धन्यवादः